कृषिः मत्स्यपालनं पशुपालनम् इत्यादिषु तन्त्रज्ञानं कथं साहाय्यम् अकरोत् इदानीं कानि वस्तूनि सुलभानि सन्ति मत्स्य उपभोगं वर्धयितुं मत्स्य उत्पादने उत्पादकतायां च महती वृद्धिम् आनेतुं मत्स्य जीविनाम् आजीविकायां सुधारणाकर्तुं मत्स्यपालने पशुपालने च कृषिकार्य सृजनं स्वच्छता प्रबन्धने मत्स्य विपणः विपणेषु च उद्यमशीलतायाः अवसरान् प्रवर्धयितुं संस्थायाः अनेकाः तथा च अर्थात् आधुनिक वस्तूनि उपयोगः आवश्यकता अस्ति